लाक्डौन् काले विशेषेण मया बहुविधखाद्यानि निर्मितानि यतोहि तत्काले अन्यत् किमपि कार्यमेव न भवति स्म खाद्यनिर्माणं खादनम् इत्येवंरूपेण कार्यं किञ्चित् अध्ययनं मया तद्काले आम्रफलमपि प्राप्यते स्म तस्य रसायनं जम्बुफलानि प्राप्यन्ते स्म तत् खादनं गोशालातः क्षीरम् अपि बहु प्राप्यते स्म वयं गोः गोः गुरुकुले अपि पञ्च जनाः एव आसन् अतः क्षीरं क्षीरं ज्वालित्वा रसमलायिकरणं राब्रि निर्माणं रसगुल्लानिर्माणम् इत्यादिरूपेण बहुविधखाद्यानि निर्मितानि एकस्मिन् दिने पनीर् आनीय तस्यपि साम्भाररूपेण निर्मितम् आसीत् अत्यन्तं स्वादिष्टं जातमासीत् तेन सह पूरि अपि निर्मितमासीत् तदपि बहु सम्यक् जातं सर्वैः खादितं च अनन्तरम् एकस्मिन् दिने पानीपुरी अपि निर्मितमासीत् यतो हि लाक्डौन् काले कुत्रापि आपणमपि उद्घाटितं न भवति स्म बहिः अपि गन्तुं न शक्यते स्म अतः खादितुम् एकस्मिन् दिने इच्छा आगता पानीपूरी खादामः इति अतः तद् एकस्मिन् दिने पानीपूरि अपि निर्मितम् एवं रूपेण प्रतिदिनम् एकस्मिन् दिने पानीपूरि कदाचित् समोसा इत्यादिरूपेण प्रतिदिनं किमपि किमपि निर्माणं क्रियते स्म एव अस्माभिः पञ्च जनाः वयं मिलित्वा पाकं कुर्मः कुर्वन्तः स कुर्वन्तः आसन् मिलित्वा खादनमपि भवति स्म बहु समीचीनकालः आसीत् खादनार्थम् अन्यदर्थं तु समीचीनकालः इति वक्तुं न शक्यते शक्यते परन्तु खादनार्थं तु बहु समीचीनकालः एव लाक्डौन् इति वदामि